हा नमो नमः हा वदतु महोदय हा हा ओ एवं वा कस्मिन् दिनाङ्के

आम् आम् आं

एवं हा एवं

आम् आम्

आम् एतत्तु

साधारणभोजनं तु वयं दद्मः अन्यत् मधुरं किम् अपेक्ष्यते लड्डु हा श्रीखण्डं कर्तुं शक्नुमः रसगोलकमपि शक्यते आं डेकोरेषन् अपि शक्यते हां भवतः कार्यक्रमं कुत्र अस्ति

हा भो

आवश्यकी अस्ति वा किम् आं कार्यक्रमः आं भवतः कार्यक्रमस्थानं कः कुत्र स्वावलम्बितनगरे कर्तुमिच्छति वा अस्माकम् एकम् अतिथिगृहमस्ति हां तत्र दशप्रकोष्ठाः सन्ति एकम लघु सभागृहम् अपि अस्ति एतत् सर्वं वातानुकूलितम् अस्ति हाम् अनन्तरं भोजनव्ययः

भाटकं बहु न्यूनम् आं वयं केवलं हा तर्हि सर्वं व्यवसायः आम् आम् आगत्य प्रष्टुं शक्नुमः द्रष्टुम्